अस्माकं प्रान्ते सामान्यगृहस्य व्यवस्था सम्यगेव अस्ति नगरेषु सम्यगेव अस्ति परन्तु अहं नगरात् बहिः वसामि तत्र वन्यप्रदेशः विद्यते येषां पारम्परिकगृहं विद्यते तेषां कृते किमपि क्लेशः नास्ति परन्तु न्यूनतया नूतनं गृहम् अपेक्षते चेत् तत्र व्यवस्था नास्ति गृहसम्बद्धं भूसम्बद्धं व्यवहारः चलति तत्रापि तत्र ग्रामीणाः स्वगृहं विक्रियन्ते तथा च एकस्य लघुगृहस्य बाटकं भवति षट् सहस्ररूप्यकाणि ये च शिक्षणार्थं कार्यार्थं वा अस्माकं प्रान्ते आगच्छन्ति तेभ्यः बाटकं दत्वा गृहे वासः एव करणीयं भवति एवम् आवश्यकपरिमाणपरिमाणे गृहाणि उपलभ्यन्ते एव